हरि ओं वि आर् एल् टूर्स् अण्ड् ट्रावेल्स् जनैः सह भाषमाणः प्रातः पुणेतः मुम्बै प्रति गन्तुं मया एकं यानं बुक् कृतमासीत् तद्याने तावत् सीट् स्वच्छं नासीत् कार् यानम् अन्तः अपि स्वच्छं नासीत् कार् अन्तः महान् दुर्गन्धः ड्रैवर् अपि कथञ्चित् वस्त्रं धृत्वा आगतः आसीत् इति कृत्वा मया महान् क्लेशः अनुभूतः वर्तते किञ्चित् अवलोकयन्तु